मम स्थाने सौतडक गणपतिदेवालयः वर्तते तत्र विशेषतः एकः अपूपप्रसादः क्रियते तत्कर्तुं गुडं तण्डुलं नारिकेलफलञ्च उपयुज्यते खादितुं तत् मधुरं भवति जनाः सेवारूपेण तत्र देवाय निवेद्य तत् स्वीकर्तुम् इच्छन्ति अपि च तथैव अन्योपि प्रसादः क्रियते तत् पृथुकं गुडं नारिकेलफलञ्च संस्थाप्य सज्जीक्रियते तदपि बहु मधुरं भवति रुचिकरं भवति जनाः बहुधा इच्छन्ति तत्र मध्याह्णे भोजनमपि बहु उत्तमं भवति अतः जनाः देवं द्रष्टुं तत्र उत्तमं भोजनं स्वीकर्तुं प्रसादं स्वीकर्तुञ्च गच्छन्ति